हा नमस्कारः वदतु

ओ केक् निर्माणम् इतः कष्टाय भवति श्वः एव अपेक्षते चेत् किञ्चित् कष्टाय भवति अहं प्रयत्नं तु करोमि कीदृशं केक् अपेक्षते हा हा हा बार्बि प्रतिमा इति वा हा हा तादृशम् एव रौण्ड् शेप् मध्ये हां गोलाकारं भवेत् अनन्तरं संपूर्ण तादृशेव भवेत् वा अथवा अनन्तरं केक् इत्यस्य उपरि किञ्चित् बार्बि डाल् स्थाप्यते चेत् चलति वा कथं अधिकं क्रीं न भवति चेत् तत् कष्टाय भवति किल किमर्थम् इत्युक्ते तद् डाल् इत्यस्य यत् प्रतिमा वर्तते तस्य यद् वस्त्रं वर्तते तद् क्रीम् इत्यनेन एव क्रिय् क्रियते हा निर्माण तस्य निर्माणं तत्रैव तस्यैव भवति हा मधुरं नापेक्षते अतीव अस्तु हा

हा हा तद् हा तद् किञ्चिदेव मधुरं स्थापनीयं स्थापयामः अ अधिकं न भवति हा तत् चलति भवती वदतु कानि अपेक्षते वेनिला स्ट्राबेरि ओरेञ्ज् चोक्लेट् बालिका अस्ति चेत् चोक्लेट् एव इच्छन्ति चोक्लेट् अथवा स्ट्राबेरि एव इच्छन्ति इत्यादिकम् इतोपि हा तद् भवती वदतु तत् चोक्लेट् केक् कुर्मः तस्य मध्ये स्ट्राबेरी जां स्थापयामः तत्र किञ्चित् स्वादिष्टं रोचते हा सम्यगेव भवति हा चाक्लेट् मध्ये लेयर् वर्तते च केक् लेयर् वर्तते प्रत्येकं लेयर्स् मध्ये किञ्चित् स्ट्राबेरि जां इ इति स्थापयामः अनन्तरं तस्य उपरि वेनइला चाक्लेट् अनन्तरं स्ट्राबेरि इत्यस्य कोटिङ्ग् वर्तते क्रीं हा मूल्यं तू एककेजि स्वीकुर्मश्चेत् सहस्ररूप्यकाणि वर्तते न अष्ट न भवति खिल सहस्रपेक्षा अधिकमेव भवति अहं सहस्रम् एव उक्तवान् न एकम् एककिलो भवति खिल तत् एककिलो मध्ये तद् फ्रूट्स् अपि आगच्छति फलानि अपि आगच्छन्ति अनन्तरं शुष्कफलानि अपि स्थापयितुं शक्यते अतः सहस्रमिति सहस्रतः अधः हा सहस्रतः नूतना नूनम न न भवति न्यूनं न भवति सहस्रमेव हा हा कति वादनपर्यन्तम् अपेक्षते अस्तु अतु ददामि भवती आगच्छतु अहं निर्माणं कृत्वा स्थापयामि हा